पारम्परिकपद्धत्यां शिक्षणस्य संशोधनस्य च गुणवत्तायाः संवर्धनार्थं किं करणीयमित्युक्ते पुरातनकाले गुरुकुलानि आसन् अस्मिन् काले तस्य गुरुकुलस्य वर्धनम् अधिकम् आवश्यकं तथा भवति चेत् एव गुणवत्ता विषये एवं संवर्धनविषये किमपि वा भवतु वक्तुं शक्नुमः अधिकतया जनाः नूतनतया कर्तुं ज्ञातुम् इच्छन्ति एवं गुरुकुलेषु पश्चामश्चेत् वेदानां विषये मन्त्राणां विषये एवं अधिकतया के कथम् उच्चारणं कर्तुं कर्तुं शक्यते एतादृशी लघु लघवः विषयाः ज्ञातुं शक्यते केवलम् अत्रैव इति न विदेशे अपि अस्य उपयोगः अधिकतया कुर्वन्तः सन्ति इदानीं वयं पश्यामश्चेत् यू एस् इतोऽपि अन्ये अन्येषु देशेषु अपि मन्त्राणाम् एवं वेदानाम् उपरि अधिकतया ज्ञातुम् इच्छन्तः सन्ति तर्हि तत्रापि वयं पारम्परिकपद्धत्यां शिक्षणस्य संवो शोधनस्य च गुणवत्तायाः संवर्धनार्थं शक्नुमः